विद्यालयेषु सर्वेभ्यः व्यावसा व्यावसायिकी शिक्षा अवश्यं देया यतो हि अद्यत्वे वयं सर्वमपि कार्यं कर्तुम् इच्छामः तत्र काष्टकर्म वा भवतु जन्मना सर्वेपि स्वस्ववृत्तिं स्वीकुर्वन्ति स्म परम् अद्यत्वे तु सर्वे यत् पारिवारिकी वृत्तिः पारिवारिकी वृत्तिः भवति तां वृत्तिं न कोपि अङ्गीकरोति अतः सर्वेषामपि बुद्धिः एकसमाना भवतीति अपि नास्त्येव अतः सर्वेषाम् अपि यदा अध्यापकः पाठयति तदा पश्यति कः छात्रः सम्यक् पठति कः सम्यक् न पठति कस्मै किं कार्यं शिक्षयितुं शक्यते कस्मै किं कार्यम् इति विचिन्त्य कस्मैचित् कांश्चन छात्रान् काष्ठकर्म वा भवतु सः तक्षको भूत्वा गृहनिर्माणे यत्र कुत्रापि द्वाराणां वातायनानाम् आसन्दानां पल पर्यङ्कानां निर्माणादिकम् आवश्यकमेव अन्यत् प्लम्बिकं नाम तत्र नलिकाः त्रुटन्ति पुनः नूतननलिकाः योजनीयाः भवन्ति सा अपि शिक्षा छात्रेभ्यः देया भवति सीवनमपि आवश्यकं वयं सर्वेपि वस्त्रणि सीवनं वस्त्राणां सीवनं कृत्वा एव धरामः अतः छात्रेभ्यः सीवनशिक्षा अपि देया कुक्कुटपालनमपि अद्यत्वे वयं समाजे पश्यामः सर्वेपि मांसाहारिणः वर्धमानाः सन्ति अतः तेषां कृते आहारः अवश्यं देयः अतः तदर्थं वा कुक्कुटपालनं कर्तव्यं कथं कर्तव्यम् इत्यपि शिक्षा दातव्या पशूनां पालनमपि गावः वा भवन्तु महिष्यः वा भवन्तु कुक्कुराः सर्वेपि एते गृहरक्षकाः अन्यत् गावः धेनवः एते सर्वे अपि शिशूनां पालकाः सन्ति अतः व्यावसायिकी शिक्षा अवश्यमेव देया